मम राज्यं कर्नाटकम् अस्माकं राज्ये संस्कृतिः तु विभिन्ना एव अस्ति परन्तु बहु समृद्धिः एव अस्ति अस्माकं राज्ये संस्कृतिः इति यदा अहं स्वीकरोमि तत्र भिन्नाः संस्कृतयः सन्ति शरणसंस्कृतिः अस्ति दाससंस्कृतिरपि अस्ति साहित्यसंस्कृतिरपि अस्ति यदा शरणसंस्कृतिः इति स्वीकरोमि तत्र माता अक्कमहादेवी अस्ति सर्वज्ञः अस्ति शिशुनाळशरीफः अस्ति गुरुगोविन्दभगवत्पादः अस्ति एते सर्वे तेषां योगदानं संस्कृतेः अभिवृद्ध्यर्थं दत्तवन्तः ते सर्वे देवानाम् अनुपालनं कथं करणीयं तथा दैवकार्ये अस्माकं स्वानन्दं कथम् अनुभवं करणीयम् इति अपि अस्माकं पाठनं कृत्वा मार्गदर्शनं दत्तवन्तः इतोपि यदा दाससाहित्यम् इति स्वीकुर्मः कनकदासः अस्ति अस्माकं राज्यस्य एव सः तु कृष् साक्षात् श्रीकृष्णपरमात्मनः दर्शनं स्वीकृत्य अस्मान् बोधितवान् यत् न केवलम् अत्र ज्येष्ठः हि ज्येष्ठकुलम् तथा उच्छकुलं तुच्छकुलम् इति भेदभावः नास्ति ये मनसि देवनामस्मरणं कुर्वन्ति तेषां देवः य क कदापि कथा वा दर्शनं ददाति इति बहु सम्यक् रूपेण सः अस्माकं कृते बोधनं कृतवान् तथा यथा अहमुक्तवती माता अक्कमहादेवी सा अपि सा यदा युवा आसीत् तदा तस्याः सर्वं संसारबन्धनं दूरं कृत्वा शिवाराधनां कृत्वा शिवः एव मम पतिः इति भावनां कृत्वा सा शिवाराधनां कृतवती एते सर्वे तेषां तेषां स्वमार्गे एव अस्माकं संस्कृतेः अभिवृद्ध्यर्थं योगदानं कृतवन्तः अस्माकं देशस्य राज्यस्य संस्कृतिः तु भिन्ना अस्ति वयम् अनेकानि पर्वाणि अत्र आचरामः अस्माकं देशे वयं मकरसङ्क्रान्तीपर्व आचरामः मकरसङ्क्रान्तीपर्व तु वयं सर्वे जानीमः यत् सूर्यस्य पथसञ्चलनं तत्र भविष्यति तस्मिन् समये सूर्यदेवस्य पूजां कृत्वा यानि यानि धान्यानि वयम् अस्माकं कृषिक्षेत्रे किम् अस्माकं कृषिक्षेत्रे वयं यानि दानानि वयं स्थापितवन्तः तेषाम् पूजनमपि कुर्मः एवं मकरसङ्क्रान्ती पर्वणम् एवं बहूनि पर्वणि दीपावलिपर्व अस्ति तत्र तथा युगादीपर्व अस्ति नवरात्रीपर्व अस्ति रथसप्तमी इति एकं पर्व अस्ति होलिकापर्व अस्ति गणेशचौतिपर्व अस्ति भिन्नानि पर्वाणि सन्ति अतः अस्माकं राज्यस्य संस्कृतिः तु समृद्धा एव अस्ति अस्माकं राज्यस्य संस्कृतेः समृद्धता तु अस्ति एव बहवः योगदानं दत्तवन्तः एव अभिवृद्धिं कर्तुम् परन्तु मम इदानीं किं विचारम् अस्ति इति चेत् यद् संस्कृतिः अधुना आचरितमस्ति तस्य संस्कृतेः उन्नतरूपेण वयम् पालनं करणीयं यद् संस्कृतिः समृद्धा अस्ति इति वयं वदामः तस्याः संस्कृतेः समृद्धेः अभिवृद्धिम् इतोपि वयं करणीयम् इति मम भावना